मया ऐतिहासिकं अपि च सांस्कृतिकम् उभयमपि चारणं कृतं वर्तते तत्र सांस्कृतिकं वक्तव्यं चेत् मम प्रदेशः गुर्जरप्रदेशः तत्र तावत् प्रसिद्धं वर्तते सोमनाथम् इति सोमनाथप्रदेशस्य मया चारणं कृतं वर्तते तस्य सम्पूर्णस्यापि सम्यक्तया मया दर्शनं कृतमस्ति तत्र सोमनाथदेवालयस्य विषये वक्तव्यं चेत् सोमनाथदेवालये तावत् शिवस्य लिङ्गं वर्तते तत्र द्वादशज्योतिर्लिङ्गेषु अन्यतमम् एकं सोमनाथलिङ्गमपि तस्य स्थापना सोमनाथदेवालये कृता वर्तते तत्र समीपे एव समुद्रोऽपि वर्तते अपि च अतीवसुन्दरं देवस्थानं वर्तते तद् तत्र यदि गम्यते अस्माभिः तर्हि आदौ यदि दर्शनं कर्तव्यं तर्हि महान् कालः अपि अपेक्षितो भवति यतः तत् तावत्प्रसिद्धमस्ति इत्युक्ते जगति बहुषु प्रदेशेषु जनाः तत्र समागच्छन्ति तस्मात् तत्र यदि दर्शनार्थं गन्तव्यं तर्हि कालः सम्यक् अपेक्षितो भवति अपि च तत्र देवालये सुवर्णस्य स्तम्भादिकं वर्तते तत्र देवालयनिर्माणं यत्कृतं तत्पाषाणादिकं सर्वं पश्यामश्चेत् महान् आनन्दः भवति अस्माकं तत्र स्वच्छता अपि तद्वदेव रक्षिता वर्तते कुत्रापि पार्श्वे अस्माभिः अवकरादिकं वा अथवा आकरादिकं वा किमपि द्रष्टुं नोपलभ्यते अस्मभ्यं यतः तथा तत्र स्वच्छतायाः किं स्वच्छता कार्यते नाम तत्रतन जनाः अपि तथैव चिन्तयित्वा व्यवहारं कुर्वन्ति येन च देवालयस् देवालयस्य पार्श्वे कुत्रापि किं अवकरादिकं सर्वं न भवेत् इति धिया ते सर्वेपि तत्र यत् अवकरपेटिकाः स्थाप्यन्ते तस्मिन्नेव सर्वमपि अवकरादिकं स्थापयन्तीति कारणात् बहु स्वच्छं सुन्दरं वातावरणं तत्रतनं वर्तते तत्र यदि गम्यते तर्हि एकवारं मनसः कृते महान् आनन्दः भवति अपि च तत्रैव भवितव्यम् इति अपि मनसि आगच्छति एवमेव वक्तव्यं चेत् मया ऐतिहसिकं तावत् वैष्णोदेवी इत्येव गत्वा गतमस्ति तत्र वैष्णोदेवी इति यद्वर्तते तदपि बहु सम्यक् वर्तते तस्य दर्शनमेकवारम् अवश्यं सर्वैरपि कर्तव्यमेव यतः तथा अद्भुतं वर्तते तत्